तत्र यू जी सी नेट् पठनार्थम् उपकारः इति संस्थायाः ग्रन्थस्य उपयोगं कृतवती बहु समीचीनमासीत् यतो हि तत्र बहुषु बहूनां ग्रन्थानां सङ्ग्रहः एव अयं ग्रन्थः वर्तते अतः तत्र काव्यानि वर्तन्ते वेदाः वैदिकाः अंशाः वर्तन्ते तत्सर्वं बहूनां ग्रन्थानाम् अध्ययनकरणस्य अपेक्षया केवलम् अयम् एकः एकस्य एव ग्रन्थस्य एकस्यैव ग्रन्थस्य अध्ययनेन तत्सर्वं पठितुं शक्यते अतः बहु उपकारकः आसीत् नाम एव उपकारः इत्येव अस्ति ग्रन्थस्य तद् तस्य सहायेन अहं बहु अध्ययनं कृतवती तत्र इतोऽपि संस्कृतमञ्जूषा नाम एकः ग्रन्थः वर्तते तत्रापि बहु विषयाः लभ्यन्ते सुलभतया तस्य उपयोगः अपि कृतवती तत्र तत्र वा विषयः वर्तते तत् सम्बद्धप्रश्नाः अपि सन्ति अतः ज्योतिषं व्याकरणं साहित्यं पुराणानि इति एतेषां वा विषयानां बहु उपकारकः ग्रन्थः वर्तते संस्कृतमञ्जूषा अपि